अहम् एकदा आन्लैन् द्वारा एकस्मिन् शाटिकां क्रीणितवती तस्मिन् शाटिकां दृष्टा सर्वे उक्तवन्तः कियत् सम्यक् अस्ति कियत् धनं दत्तवती इति सर्वे पृष्टवन्तः किन्तु अहम् उक्तवती केवलं त्रिशतं रूप्यकाणि इति सर्वे उक्तवन्तः केवलं त्रिशतम् केवलं त्रिशतम् कथं भवती प्राप्तवती मह्यमपि अस्य लिङ्क् प्रेषयतु इति सर्वेऽपि उक्तवन्तः किमर्थम् इत्युक्ते अस्य वर्णमपि बहु सम्यक् आसीत् अस्मिन् वर्णः आपणे न्यूनमेव भवति तादृशवर्णम् अस्ति मम शाटिकायाः अनन्तरे अस्य गुणमट्टः अपि बहु उत्तमम् आसीत्

तदर्थं मह्यं बहु सन्तोषम् अभवत् आवश्यकम् अस्ति वा भवत् भवन्तः कृते अपि अस्मिन् लिङ्क् प्रेषयामि केवलं न्यूनः न्यूनशाटिकान् अवशिष्टाः सन्ति आवश्यकमस्ति चेत् शीघ्रं स्वीकुर्वन्तु शीघ्रं स्वीकुर्वन्तु धन्यवादः अस्य शाटिकायाः विचारे इतोऽपि माहितिः आवश्यकं भावचित्रं आवश्यकम् इति किमपि अस्ति चेत् कृपया मम सम्पर्कं कुर्वन्तु